सत्यमेव एतद्विचारं प्रत्यपि अहम् उत्तरं न जानामि परन्तु किम् भासते अस्ति तद् वक्तुम् इच्छामि सार्वजनिकप्रदर्शनार्थम् अहं गतवती स्म कलु गतवती इति उक्तवती स्म तत्र किं कुर्वन्ति इत्युक्ते मासं प्रति एकदा वा तत्सर्वं मार्जयन्ति सम्यक् मार्जयन्ति प्रतिदिनमपि मार्जनीयं न इति न वदामि सम्यक् मार्जितवत्यः इत्युक्तेव तद् सर्वदापि सौन्दर्येण भवन् नास्ति इत्युक्ते मलिनः भवति खलु तत्सर्वं तत्रैव उपविशन्ति किञ्चित् दिनानन्तरं तद् प्रतिष्ठापि शिल्पमपि सम्यक् न दृश्यते तत् प्रति वयं किम् सम्यक् मार्जनीयं पुनः तत् प्रत्येव अन्यदन्यत् द्रव्याणि सर्वं मिलन्ति तान् सर्वान स्वीकृत्य कथं मार्जनीयं कथम् उपयोगं करणीयमित्यपि वदन्ति तथा वयम् उपयोगं कृतवत्यः इत्युक्ते सार्वजनिकप्रदर्शनार्थं वा नास्तीत्युक्ते प्रतिष्ठापनार्थं वा कुत्र वा उपयो उपयोगं कृतवत्यः चेतपि शिल्पं शिल्पस्य सौन्दर्यः तावद् न गच्छति इत्युक्ते गच्छति किञ्चित् गच्छति तावद् न एवं वयं रक्षितुं शक्यते इति चिन्तयामि पुनः किम् इत्युक्ते सर्वेषामपि सर्वत्रापि नियमानि पालयितुं वक्तव्यं सर्वान्यपि नियमान् पालितवत्यः इत्युक्ते ते मलिनः एव न भवन्ति तावद् मलिनः न भवन्ति किमर्थमित्युक्ते प्रकृतिः बहु सम्यक् अस्ति अस्माकं देशस्य राज्यस्य एतत् प्रकृतिः एवं शिल्पकलां प्रति वा नास्ति इत्युक्ते नास्ति इत्युक्ते परिसरं प्रति वा किमपि हानिः न करोति किमर्थं ते मलिनं भवन्ति इत्युक्ते वायुः वायुः बहु बहु भवति खलु पुनः एकैकदा वृष्टिः आगच्छति तत् प्रति किञ्चित् मलिनं भवति प्रदर्शनार्थं स्वीकृत्य गच्छामः खलु तत्र किमपि तावत् सौन्दर्यं गमनरीत्या किमपि न प्रचलन्ति तथा किं वा प्रचलन्ति इति भासते इत्युक्ते ट्रान्स्पेरेण्ट् ग्लास् भवन्ति खलु तन्मध्ये अस्माकं शिल्पं शिल्पं स्थापयितुं शक्यते एतेन किं लाभः इत्युक्ते के के जनाः द्रष्टुम् आगच्छन्ति ते दृष्ट्वा गच्छन्ति परन्तु स्पर्शितुं न शक्यते किमर्थम् इत्युक्ते तद् अन्तः भवति खलु ग्लास् कोटडि स्माल् बाक्स् रीत्या पेटिका भवति खलु ग्लास् पेटिका तन्मद्ये अन्तः तत् शिल्पं भवति खलु सौन्दर्यमपि तथैव भवति आगत्य प्रदर्शनार्थम् आगत्य जनाः सर्वं दृष्ट्वा गतवत्यः चेदपि तद् सौन्दर्यं किमपि न भवति एवं कर्तुं शक्यते